जगतः अभिवृद्धेः विषये इत्युक्ते भारतस्य प्रतिष्ठे द्वे तत्र संस्कृतं संस्कृतिः अतः यदि जगतः विकासः अपेक्षते तर्हि स्वस्य संस्कृतेः विकासः कर्तव्यः स्वस्य संस्कृतेः द्वारा जगतः अभिवृध्दिं कर्तुं शक्नुमः यथा वयं स्वयं जानीमः यत् अस्माकं परम्परया एतावत् पर्यन्तं यत् किमपि परम्परा रीत्या वयं कार्यक्रमान् चालयामः कार्यक्रमान् कुर्मः कार्यक्रमान् पालयामः तत् सर्वमपि वैज्ञानिकरीत्या एव अस्तीत्यतः जगतः प्रकृत्यनुगुणं भवति इत्यतः अस्माकं व्यवहारः प्रकृत्यनुगुणं भवति चेत् अभिवृध्दिः स्वयमेव जगतः अभिवृध्दिः भवति इत्यतः संशयः नास्ति यदि सर्वेपि स्वाभिमानतया स्वस्य कार्यं सम्यक्ततया यदि कुर्वन्ति तर्हि जगद्विकासः सम्यक् भवितुम् अर्हति